काले काले परिवर्तमानेषु स्मृतिविचारेषु एकवाक्यता तु न भवत्येव अतः केचन विषयानि अपरिवर्तनीयमपि भवति तान् विषयान् त्यक्त्वा अन्येषु विषयेषु विचारेषु यत् परिवर्तनीयम् भवेत् भवति तत् युगानुकूलं करणीयं अद्यतनसमये सन्दर्भेषु विज्ञाने तन्त्रज्ञाने विज्ञानतन्त्रज्ञानक्षेत्रेषु बहवः नूतन आविष्काराणि अन्वेषणानि भवन्ति तदपि स्वीकृत्य योजयित्वा मूलसंस्कृतिविचारं तथा अस्माकम् मूलमौल्यं न त्यक्त्वा यद्योजयितुम् शक्यते नूतनविचारम् अन्वेषणानि योजयितुं शक्यते तत् स्वीकृत्य युगानुकूलं करणीयं